विवाहादिषु बृहत् कार्यक्रमेषु बृहत् परिणामं परिमाणेन जलस्य व्यवहारं व्य व्यवस्थापनं भवति किमर्थम् इत्युक्ते विवाहः विवाहादिषु बृहत् कार्यक्रमेषु अनेकाः जनाः नैकाः जनाः अनेकजनाः आगच्छन्ति तत्र ज् जनानां श् स्नानार्थं वा पानार्थं वा सर्वदा जलम् अपेक्षते पुनः जलस्य व्यवस्थापनम् एवं कुर्वन्ति यत् जलं बृहत् जलकूपमानीय तत्र स्थापयन्ति जलस्थ जलकूपम् आनीय तत्र स्थापयन्ति चेत् तत् साक्षात् बहुसहस्रजलं बहु सहस्र लीटर् जलं तत्र स्थापयन्ति तत् बहु जनाः आगत्य उपयोगं कुर्वन्ति चेदपि कदापि न समाप्यते अतः किं कुर्वन्ति बृहत् कार्यक्रमेषु बृहत् कूपं जलकूपम् आनीय स्थापयन्ति धन्यवादः